अहं तरणं प्रथमं विद्यालये अशिक्षतः मम प्रियकर्मणः मध्ये तरणं द्वितीयम् अस्ति प्रथमम् अल्पजलानां मध्ये तरणम् अशिक्षितः तदनन्तरं बहुजलमध्ये अहम् अशिक्षितः विद्यालये च आचार्यः तरणकार्ये मम शिक्षणं दीयते अर्थात् विद्यालयस्य आचार्याः तरणकार्यं माम् अपठयत् प्रथमं तरणकार्ये मम भीतः आसीत् तत् पश्चात् अभ्यासेन तस्य दूरं भवति अधुना तरणकार्ये मम कोपि भयं नास्ति